नाम मम जीवनकाले दृष्टस्य तन्त्रज्ञानसम्बन्धस्य आविष्करणस्य विषये किम् इति नाम अहं बाल्यकाले यदा तथा यदा कोपि मम विषये नाम आङ्ग्लभाषाया एव उदाहरणं सम्यक् भवति नाम यद्यद् आङ्ग्लभाषायाः तु मातृभाषा न सा परिकीया भाषा नाम तद् बहवः यद् शब्दाः सन्ति तस्य सम्यक्तया नाम श्रुतं यथा ज्ञानलाभः न भवति शीघ्रमेव तस्यापि कालं वर्तते द्रुतकालः वर्तते तद्नन्तरं तस्य अर्थबोधः डिक्श्नरि मध्ये यतो हि श सर्च् नाम पुस्तकानि बहु अं सामान्यतया किं करोति य् यस् यत् शब्दवर्तते तस्य ध्यानं न भवति तद् नाम एकं पुस्तकं स्वीकृत्य उत्थाप्य तस्य बहुवारं माम् आवां किं कुर्मः नाम बहुवारं तद् यद् शब्दः अस्ति तद् शोधकार्यं भवति किन्तु सामान्यतया यतो हि आवां मम समीपे इदानीं दूरवाणी अस्ति गूगल् मध्ये गत्वा एकवारं सर्च् बटन् त्वा नाम तत् शब्दं प्रयुक्ता नाम कोपि तत्र हानिः न वर्तते नाम एकवारं शब्दं संस्थाप्य त्र् कि क्यूव् कोऽपि लेशमात्रः न वर्तते न लेशमात्रः कोऽपि क्लेशः तत्र इति नाम यतो हि डिस्कवर् इति शब्दम् अहं सर्च् कृतवती तद्नन्तरं यतो हि डिस्कवर् नाम शोधकार्यम् इति तत्र शीघ्रं तया मया अर्थः भवति इति मम जीवने तन्त्रज्ञानस्य तन्त्रज्ञानसम्बन्धस्य प्रभावः भवितुम् अर्हति इति